हा नमस्ते कुत्र आसीत् एतावत्पर्यन्तं गृहमागतवान् मया न दृष्टम् अहम् अहम् एतावत्पर्यन्तं बहिरेव आसं हा अद्य अहं गृहं न गतवान् आसीत् हा गृहात् आ हा हा हा इदानीं एकवारम् एकवारम् एक एकवारं घटीं पश्यतु हा घटीं पश्यतु कति समयः अभवत् कदा आगन्तव्यं कदा आगन्तव्यं कदा आगच्छति भवतु भवतु अद्य त्यजतु अद्य त्यजतु ह्यः कदा आगतं परह्यः कदा आगतम् एकवारात् अहं पश्यामि एकवारात् अहं पश्यामि समयं समयं न पश्यति भवतु

भवतु समयपरिपालनं कर्तव्यं खलु समयपरिपालनं कर्तव्यम्

एवं विषयः आसीत् चेत् मम समीपे वद् वक्तव्यं खलु इमपि भवतां क्लेदः आसीत् चेत् मम क्लेदः भवति इत्यादिकं वक्तव्यं नैव उच्यते चेत् कदा ज्ञायते अस्माभिः हा

कर्म किञ्चिद्भूतं क कर्तारः बहु वर्तन्ते चेत् कयि मां कथं भवति अतः एव मया व निष्कासितं भवान् एकः एव समर्थः अस्ति सर्वेषामपि सर् सर्वकार्याणामपि भवता एव क्रियते भवतु आगच्छतु हा आगच्छतु हा भवतु आगच्छतु